हरि ओम् ऊबर् अहं जयनगर फोर्थ् मेन् सेवंथ् क्रोस्तः रात्रौ एकादशवादने रेलस्थानकं गन्तुम् एकां टेक्सी आवश्यकी अस्ति कृपया साहाय्यं कर्तुं शक्यते वा